हरिः ओम् मम नाम देवकी अहं गतदिने बोयिन्पल्लितः सिकिन्द्राबाद् गतवति ऊबर् यानं स्वीकृत्य गतवति तत्र चालकः मास्क् एव न धृतवान् इदानीं कोविड् समयः खलु तं सूचितवति सः रुष्टः जातः पुनः व्यवहारः अपि सम्यक् न आसीत् सूचनानन्तरं अपि सः न शृतवान् वा यानस्य सङ्ख्या अस्ति पञ्च चत्वारि सप्त शून्यं तस्य नाम शिवकुमारः इति अस्ति एवं कम्प्लेन्ट् करोमि इति अपि उक्तवति तथापि सः न धृतवान् एव एवं भवति चेत् कथं भोः सर्वत्र कोविड् चलति भवन्तः स्वच्छता विषये श्रद्धां न कुर्वन्ति इति मम कष्टम् अस्ति एवं पुनः एतादृशं मा भवतु इति प्रार्थयामि